सप्तचत्वारिंशदधिक एकोनविंशतिशततमे वर्षे आगश्ट् मासे पञ्चदशदिनाङ्कः सप्तचत्वारिंशदधिक एकोनविंशतिशततमे वर्षे आक्टोबर् मासे द्वितीयदिनाङ्कः पञ्चाशदधिक एकोनविंशतिशततमे वर्षे जान्वरीमासे षड्विंशतिदिनाङ्कः एकसप्तत्यधिक एकोनविंशतिशततमे वर्षे डिसेम्बर् मासे षोडशदिनाङ्कः एकोनद्विसहस्रतमे वर्षे जूलैमासे षड्विंशतिदिनाङ्कः